महाभारतेषु केचन उपकथाः वर्तन्ते यथा गोग्रहणम् अनन्तरं शिष्यत्रयं गोग्रहणं तावत् यदा पाण्डवाः अज्ञातवासं समाप्य आगच्छन्ति तत्काले कौरवाः विराटनगरम् आक्रम्य आक्रम्य तत्र तेष् विराटस्य गोधनम् अपहर्तुम् इच्छन्ति तेन तत्र पाण्डवकौरवाणां युद्धः भवति नाम पाण्डवाः कौरवाः पाण्डवानां विषये पाण्डवाः एवम् अज्ञातवासे सन्ति विराटस्य विराटस्य साम्राज्ये इति न जानन्तः तत्र आक्रमणं कुर्वन्ति किन्तु तथापि तेषां तत्र कश्चन लेशरूपेण संशयः भवति तस्मिन् साम्राज्ये स्युः इति एवं रूपेण तत्र गोध गो गोः अपहरणार्थं युद्धं काम्यन्ति पूर्वं तु गावः एव सम्पत्रूपेण भवन्ति स्म यस्य यस्य निकटे अधि अधिकाः गावः भवन्ति सः श्रीमान् भवति स्म इत्यनेन तेपि तेषा पाण्डवाः कौरवाः अपि तेषां वर्धनार्थं साम्राज्यवर्धनार्थं गोग्रहणम् गोना गवाम् अपहरणम् युद्धरूपेण कृतवन्तः किन्तु तत्र ते सफलाः न जाताः पा पाण्डवाः एव नाम अर्जुनः तत्र सैरन्ध्री रूपेण आसीत् तत्काले अज्ञातवासे सः सर्वान् पराजितवान् कौरवान् पराजितवान् एवञ्च विराटस्य साम्राज्ये पुनः गवां रक्षणं जातम् अनन्तरं यदि शिष्यत्रयं नाम पुरा कश्चित् धौन्यः नाम महर्षिः भवति भवति भ महर्षिः आसीत् तस्य आरुणिः उपमन्युः बैदः इति त्रयः शिष्याः आसन् पू सः तेषां शिष्याणां परीक्षार्थं प्रथमम् उद्द प्रथमम् आरुणिम् आहूय एवं वदति भवान् केदारखण्डं ग केदारखण्डं बधाना इति यत्र जलम् क्षेत्रे यत्र जलं भवति तत्र भवान् भित्तिं बन्धया इति वदन्ति सः सर्वप्रयत्नेन तत्र बिन् भित्तिं बद्धुम् अशक्तः स् स् सैव तत्र केदारखण्डं केदारखण्डस्य बधनार्थं सैवसत् तत्र स्वपिति अनन्तरम् एवं दृष्ट्वा धौम्यः पुनः आगच्छति तत्र तस् तेन उक्तं कार्यं कृतमित्यतः सः सन्तुष्टः तव शिक्षणं समाप्तं त भवान् गन्तुम् अर्हति इत्येवं रूपेण तस्य अध्ययनं समापयति तेन वरः तस्मै वरं च ददाति एवम् ततः य यतः सः केदारखण्डं बद् बद्धवान् ततः सः उद्दालकः इति नाम नामेन आख्या नाम्ना आख्यातः एवम् इत्यादयः कथाः अपि महाभारते उपकथा रूपेण वर्तन्ते ताः कथाः एव उपाख्यानरूपेण इह महाभारतेषु निबद्धं वर्तते